अहं विश्वेस्मिन् तावद् सर्वत्रापि प्रवासं गन्तुम् इच्छामि आदौ तावद् मया भारतं सम्पूर्णं द्रष्टव्यं इति इच्छा अस्ति तत्र तावद् काश्मीरतः कन्याकुमारीपर्यन्तं य ये प्रेदेशाः सन्ति सर्वे अपि प्रदेशाः द्रष्टव्याः इति सन्ति कच्छतः अरुणाचलप्रदेशपर्यन्तं ये बहु प्रसिद्धाः प्रदेशाः सन्ति यानि प्रसिद्धानि स्थलानि सन्ति तानि सर्वाण्यपि द्रष्टव्यानि इति इच्छा अस्ति अपि च विदेशे चिन्तयामि चेद् मम कृते माल्डीव्स् गन्तव्यम् इति इच्छा अस्ति आम् पेरिस् गन्तव्यम् इति इच्छा अस्ति युनैटेड् स्टेट्स् द्रष्टव्यमति इच्छा अस्ति यू के द्रष्टव्यमति इच्छा अस्ति एवं रूपेण अण्टार्क्टिका द्रष्टव्यम् इति इच्छा अस्ति तत्र हिमपातः सर्वदा अपि भवति इति कृत्वा केवलं विज्ञानिनः केवलं तत्र गन्तुम् अर्हन्ति इति कृत्वा यदि अवकाशः प्राप्यते तत्रापि गन्तव्यम् इति इच्छा अस्ति तत्र समीचीनतया सूर्योदयः भवति यथा अस्माकं कर्नाटकं प्रदेशे आगुम्बे वर्तते तद्वदेव देशे एव अथवा प्रपञ्चे एव यत्र सूर्योदयः सम्यक् भवति तद् स्थलं द्रष्टव्यं यत्र सूर्यास्तः सम्यक् भवति तद् द्रष्टव्यं समुद्रा समुद्राः ये सन्ति सप्तसागराः इति प्रसिद्धाः ये सन्ति तत्र सर्वत्र अपि मया गन्तव्यम् इति मम इच्छा अस्ति वयः अपि अस्ति अतः मया गम्यते अपि